नमस्काराः दिनद्वयेभ्यः प्राक् स्विग्गीद्वारा अस्माभिः भोजनं क्रीतम् भोजनं बहु असमीचीनं दुर्गन्धभरितं निस्सारं खादितुम् अयोग्यम् आसीत् इतः पूर्वम् अपि द्वित्रिवारम् एवं विधसेवा अनुभूता अस्माभिः ईदृश भोजनस्य खादनेन शरीरस्य अस्वास्थ्यं भवति स्विग्गीसदृशप्रख्यातसंस्थातः वयम् एवं विधाम् अनुत्तमां सेवां न अपेक्षामहे एवमेव चलति चेत् सर्वे ग्राहकाः अन्याम् सदृशसंस्थां प्रति गच्छन्ति येन अस्याः संस्थायाः नाशः अनिवार्यः भवति अतः कृपया शीघ्रम् अस्मिन् विषये समालोच्य दोषान् शुद्धीकरोतु इति प्रार्थना